मम प्रदेशे शिक्षणव्यवस्था उत्तमा अस्ति आं सा व्यवस्था प्रान्तस्य वर्धने सहकरोति मम राज्यन्तर्गते तत् पश्चिम्बङ्गप्रदेशे मुर्सिदाबाद् जिलायाम् अस्ति कृष्णनाथ् महाविद्यालयः अपि च बीर्भूम जिलायाम् अस्ति विश्वभारतीविश्वविद्यालयः तत्र सुष्ठुरूपेण पठनपाठनं चलति पुनः अभ्याससंस्थानानि बहूनि सन्ति यथा एकं गुरुदेव् एकं कोचिङ्ग् सेण्टर् इति सर्वकार्यशालायाः परिस्थितिः अतीव उत्तमा वर्तते इति